वायुः जलम् आहारः अस्माकम् प्राथमिकाः आवश्यकताः सन्ति वायुः जलं प्रकृत्याम् अस्माभिः लभ्यन्ते आहारः तु कृषिकार्येण एव लभ्यते किन्तु इदानीन्तनकाले सर्वे कृषिकार्यम् वर्जयित्वा अन्य कार्याणि स्वीकुर्वन्ति धनार्जनम् न्यूनता न्यूनम् अस्ति इति कारणात् केचन कृषिकार्यं कष्टतरं भवति इति कारणात् केचन कृषिकार्यं त्यजन्ति किन्तु आहारस्य आवश्यकता चिन्तयित्वा बालानां कृते बाल्यात् एव अध्ययने कृषिकार्यं कृषिकार्यस्य आ आवश्यकता अध्यापनीयम् आवश्यकम् इति अहं चिन्तयामि